मम सम्पादितेषु कार्येषु श्रेष्ठं कार्यं यत् वीति वर्षात् पूर्वं एका महिला भूकम्पात् आहता जाता अहं तां महिलां चिकित्सालयं प्रति नीतवान् तथा तस्याः शरीरस्य आहताद् बहु रक्तपातः अभवत् तदा महिलाम् उदनं रक्तं दातुं रक्तकोशे रक्तः नासीत् तदा अहं मम एव रक्तस्स दानं कृतवान् तदा महिलायाः जीवनस्य रक्षणं कृतवान् अत्र मम एतत् एव गर्वस्थानमस्ति महिलायाः जीवनस्य रक्षणं मया कृतम् इति